तत्र डेङ्ग्यूज्वर मलेरिया इत्यादीनाम् औषधं लभ्यते तत् परन्तु तत्र गृहस्य परिसरे स्वस् स्वास्थ्य अपि च स्वच्छतारक्षणम् अस्माकम् अनिवार्यं तत्र वृष्टि आरम्भसमये जले मशकाः अण्डाः स्थापयन्ति येन तेषां वृद्धिः जायते अतः वृष्टि आरम्भकाले गृहस्य पार्श्वे स्वच्छता रक्षणीया यथा जलं न स्थगेत् तता स्थापनीया अपि च तत्र गोर्मेण्ट् द्वारा डि डि टि अथवा पेस्टिसैड् नाम यद् अण्डानि नाशयेत् तादृश मेडिसन् उपयुज्य तेषां हननादिकं नाम अण्डानां नाशः कर्तुं शक्यते अपि च यस्मिन् क्षेत्रे मधु कर्कटीफलं सन्ति तत् मुख्यतया नाम पप्पाय इति अस्य नामात नामान्तरं मधुकर्कटी अस्य क्षेत्रे तत्र बहुधा ध्यानं दातव्यं येन मशकाः न्यूनाः भवन्ति